नमस्ते वदतु आं शालिन्याः माता अस्मि भवती तस्याः शिक्षिका खलु आं सा षट् कक्षायां पठन्ति अस्ति आ सा सूचितवती किमपि स्पोर्ट्स् काम्पिटिशन् अस्ति इति

ह कदा भविष्यति तत् अस्ति कति दिनानि एकदिनम् एव वा आं किमपि प्रैस् किमपि अस्ति वा एकं फ़स्ट् सेकेण्ड् तर्ड् इति आम् अस्तु फ़स्ट् प्रेस् नास्ति किमपि यूनिफ़ाम् किमपि अस्ति वा आम् अस्तु फ़ुड् किमपि स्वीकर्तव्यं वा तत्रैव भविष्यति वा काम्पटिशन् समये तदा पेरेण्ट्स् आगन्तव्यम्

फ़स्ट् प्रैस् म्ध्ये किं प्रैज़् आ अस्ति कियत् कियत् धनम् अस्तु अस्तु धन्यवादः